अस्माकं क्षेत्रे बहवः धार्मिकं क्षेत्रं वर्तन्ते अहं तु हैद्राबाद् नगरे वसामि अत्र बहवः पुण्य देवालयाः सन्ति अत्र ग्राम ग्रामदेवताः उज्जैनिमहाकाळीदेवता अस्ति सम्मक्कसारक्कदेवालयः अपि अस्ति गोल्कोण्डा प्रान्ते अपि मातायाः देवालयः अस्ति यादगिरिगुड्ड इति क्षेत्रम् अस्माकम् समीपे हैद्राबाद् नगरस्य समीपे एव अस्ति अत्र लक्ष्मीनरसिंहस्वाम्याः देवस्थानम् अस्ति हैद्राबाद् नगरतः तत्र तत्र गम् गन्तुं बहवः वाहनानि वर्तन्ते रैल्मार्गः अपि अस्ति बस्यानम् अपि अस्ति सर्वस्मात् प्रदेशात् तत्र जनाः आगच्छन्ति एव तत्र देवालयस्य पुनरुद्धरणम् अपि प्रभुत्वं कृतवती

अत्र बहवः जनाः आगच्छन्ति